इदानीं हस्ते मोबैल् अस्ति इति कारणत् जङ्गमदूरवाणी अस्ति इति कारणात् तत्र केमरा अपि अस्ति इति कारणात् वयं प्रायः निःशुल्कं चित्राणि ग्रहीतुं शक्नुमः पूर्व पूर्वकाले तु तेषां पासिटिव् नेगाटीव् इत्यादि भवन्ति स्म क्षालनं भवेत् इति आसीत् परन्तु इदानीं झटिति दृष् झटिति सन्धर्भस्य चित्रीकरणं कर्तुं शक्नुमः अतः तत् अत्यन्तं तत्र कुशलता अनपेक्षिता अस्ति इति कारणात् तदेव मम कृते प्रेरणा अस्ति